नमस्कारः एतत् त्रिपुरसुन्दरी ट्रावेल्स् एजन्सितः कथयन्ति वा एवम् अहं तत्र मम पितरौ एवं च अनुजः त्रिपुरसुन्दरीमन्दिरं प्रति गतवान् आसीत् अतः तत्रतः लिम्बुचेरा मम गृहं वर्तते तस्मिन् पर्यन्तम् एकं केब् बुक् कर्तव्यम् इदानीम् अतः तदर्थं अहं दूरवाणीं कृतवान् अस्मि अत्र केब् सर्विस् यत् वर्तते तद् यदि अवेलेबल् अस्ति तर्हि मां सूचयतु इदानीम् एव तत् बुक् कर्तव्यम् एवं च त्रिपुरसुन्दरी मन्दिरतः एव लिम्बुचेरा प्रति तत् आगन्तव्यम् यदि अनुजस्य सङ्ख्या दूरवाणी संङ्ख्या आवश्यकी वर्तते चेत् तर्हि कृपया नोट् करोतु नैन् डबल् त्रि सेवेन् ऐट् फ़ोर् वन् जिरो त्रि जिरो इति तर्हि इद् सूचयतु कति रूप्यकाणि तत्र दातव्यं हा किञ्चित् यदि डिस्कौण्ट् अस्ति चेत् तर्हि तत् तत् तद तदपि मां सूचयतु